यदि छायाचित्रद्वारा भारतं दर्शयितुं मया अवसरः प्राप्यते चेत् तर्हि अहम् एकवारं सीमान्तप्रदेशं गत्वा बोर्डर् गत्वा तत्र ये सेनानिनः सन्ति तेषां मध्ये मुसल्मान् अपि वर्तते हिन्दू अपि अस्ति सिख् अपि अस्ति इषायि धर्मिणः अपि से सेनानिनः सन्ति तेषाम् एकत्र तया फ़ोटो चित्रं यदि स्वीकुर्मः छायाचित्रं तर्हि तदेव भारतं दर्शयति यतो हि भारतप्रदेशस्य अयमेव सङ्केतः चिह्नम् अस्ति यत् युनिटि इन् डैवर्सिटि विभिन्नतासु एकता एवं च धर्मनिरपेक्षता अस्य प्रदेशस्य मूलभूतः लोजिक् वर्तते अतः तत्र यदि गत्वा सेनानां सेनानिनां यदि छायाचित्रं स्वीकर्तुं शक्यते चेत् तर्हि तेन छायाचित्रेण भारतम् अपि वयं दर्शयितुं शक्यते